आधिक्येन ग्रामीणाः एव बालाः कार्येषु प्रवर्तन्ते तत्र तेषां गृहेषु वा ग्रामेषु वा दारिद्र्यवशादेव ते एतस्मिन् कार्ये प्रवर्तन्ते शालागमनार्थं वा अन्यत्र क्वचित् गमनार्थं वा धनं तु अपेक्षते एव तस्यैव अभावात् ते अन्यकार्येषु न प्रवर्त् न प्रवर्तन्ते एवं नग नगरेषु आगत्य लभ्यमानकार्याणि कुर्वन्ति तत्र बालाः आधिक्येन गृहनिर्माणादिकार्येषु भवन्ति अपि चे पत्रिका दानस्थानेषु अपि भवन्ति अस्य निवारणं कर्तुं सर्वैः अपि शक्यते किन्तु आदौ तस्य चिन्तनमपेक्षते